नमस्ते नमस्ते

आम् अहं श्रीमती अहं श्रीमती वदामि अहमिदानीं मङ्गऴूर् नगरं गन्तुम् इच्छामि गृहे पुत्रस्य विरामः अस्ति एकं सप्ताहं वा तत्र गन्तुं समयः अस्ति क् च् तत् तद्विषये किञ्चित् व वदति वा

आं पुत्रः पुत्रः आगच्छतीति कारणेन सर्वत्र टेम्पल्स् इति द् देवालयः इत्य् इत्यादि विहाय किञ्चित् सैट्सीयिङ् अपि अस्ति वा

ओ उत्तमम् उत्तमम्

सहायकः आगच्छति वा

गैड् अस्तु अस्तु उत्तमं कियत् तद् एकसप्ताहः अस्तु हा तत्र वासकर वासं कर्तुं ब् सम्यक् स्थानानि सन्ति वा अस्तु वेजिटेरियन् सात्विकं सात्विकम् अस्तु

उत्तमम् उत्तमं

प्रेषयतु कृपया प्रेषयतु आमामां कृपया प्रेषयतु हा आम् तद् पश्यामि तद् पश्यामि गृहे अपि तद् आलोचनं कृत्वा तद् निश्चयं करोमि कदा निश्चयं क्र कर्तव्यं पूर्वमेव वा हा ट्रैल्याने वा रैल्याने वा आकाशमार्गे वा भवत्याः आम् आं

उत्तमम्

हा उत्तमं भगिनि उत्तमं भगिनि आम् उत्तमम् उत्तमं धन्यवादः धन्यवादः नमस्ते